दर्शनशास्त्रेषु परस्परं वैरुद्ध्यं नास्ति एकं दर्शनम् अग्रिमं दर्शनं यद्वर्तते तयोः मध्ये वैरुद्ध्यं नास्ति विरुद्धभावः न दृश्यते एकं दर्शनम् अन्यदर्शनम् उपकरोति इत्युक्ते आदौ चार्वाकदर्शनं वर्तते अनन्तरं यदस्ति दर्शनम् एतयोः मध्ये वैरुद्ध्यं नास्ति उपकरोति पूर्वपक्षरूपेण चार्वाकदर्शनं वर्तते अग्रिमदर्शनस्य पूर्वपक्षः इति वक्तुं शक्नुमः चार्वाकदर्शनम् अग्रिमदर्शनं यद्वर्तते तस्य दर्श दर्शनस्य पूर्वपक्षः एवम् इत्युक्ते व्याकरणशास्त्रे वयं वदामः चेत् भाष्ये पत पातञ्जलमहाभाष्ये यथा पूर्वपक्षस्य सिद्धान्तरूपेण यः क्रमः वर्तते यः परिपाठी वर्तते तादृशरीत्या एकं दर्शनम् अग्रिमं दर्शनम् एतयोः मध्ये दर्शनयोः मध्ये सम्बन्धः इत्युक्ते पूर्वपक्षस्य सिद्धान्तरूपेण एतौ दर् एते एतानि दर्शनानि वर्तन्ते इति वक्तुं शक्नुमः